मुख्यतया मम शास्त्राध्ययनमिति व्याकरणशास्त्रमेव काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् इति मत्वा वयं व्याकरणं न पठामः चेत् अन्य शास्त्राणां समीचीनम् अवगमनम् एव न भवति अतः किं वा शास्त्रं पठनीयम् इति कस्यचित् मनसि अस्ति न्याय न्यायशास्त्रं वा भवतु योगशास्त्रं वा भवतु अन्य शास्त्राणि वा भवतु तेषां पठने व्याकरणशास्त्रस्य अध्ययनम् कृत्वा एव तेषां पठनं भवेत् इत्येव ममापि मतिः अस्माकं महर्षयः अपि तदेव उक्तवन्तः इति व्याकरणं वेदाङ्गानाम् अन्यतमम् इति तेन एव वयम् अवगन्तुं शक्नुमः एवं व्याकरणशास्त्रं सर्वशास्त्राणां सम्बन्धः भाषारूपेण एव ददाति इति वयं वक्तुं शक्नुमः